देवमूर्तीनां निर्माणविषये अनेकानि कार्याणि सन्ति यत् किमिति चेद् कोऽपि स्थले देवमूर्तीनां निर्माणः शिलाम् उपयुज्य एव वर्तते अन्यत्र स्वर्णमुपयुज्य वर्तते अन्यत्र वज्रम् उपयुज्य वर्तते इत्यादीनि अनेकानि कार्याणि सन्ति किन्तु अस्माकं देशे एकस्मिन् स्थले एकं काष्ठम् उपयुज्य शिलां वर्तते अनन्तरं गणेशमूर्तिः गणेशचतुर्थी इति दिवसे शिलायाः गणेशस्य निमञ्जने एवम् अतः सम्यक् क्वालिटि अस्ति न अस्ति शिलायां नास्ति किन्तु यदा इति चेद् तद् निमज्जनाय एव निर्माणं करोति अतः तस्य अनेकानि वस्तूनि दिनानि उपयुज्य अनेकानि वस्तूनि उपयुज्य तस्य निर्माणं न करोमि इति जनाः अथवा तस्य यः का तद् कार्यं कुर्मः ते ते वदन्ति अस्मिन् देशे अनेकानि क्षेत्राणि सन्ति तत्र सर्वत्रापि देवानां मूर्तीनां निर्माणः अस्य अपि अस्ति तत् तस्य एतावत् स्थलस्य एतावत् मूर्तीनां रूपम् अधिकृत्य एव तस्य किम् उपयुज्य तस्य निर्माणं करोति इति वक्तव्यं वक्तुं शक्यते अतः तस्य प्रथमः किं करणीयः इति चेद् देवानां कति किमर्थं कदा तस्य स्थानम् स्थानारोपणं कुर्वन्ति इत्यादिविषयः चर्चां विषयस्य चर्चां कृत्वा एव देवस्य देवमूर्तिनः निर्माणे किम् उपयुज्य किम् उपयुज्यामि इति वक्तुं शक्नोमि इति अहं मन्ये